भारतस्य उद्योगक्षेत्रं प्रगतौ अस्ति तत्र मुख्याः समस्याः सन्ति सन्त्येव तत्र समीचीनं कर्मकराः अपेक्षिताः योग्याः कर्मकराः अपेक्षिता ते तेषां प्राप्तुं कदाचित् क्लेशः भवति ट्रान्स्पोर्टेषन् एकस्थानतः द्वितीयस्थानं प्रति वस्तूनि नयनानयनमपि कष्टाय अस्ति तदर्थमपि कार्याणि प्रचलन्ति अवकाशः इत्युक्तौ राष्ट्रस्य युवानः यूत् शक्तिः युवाशक्तिः अधिका अस्ति तत् अतः सा सर्वापि समस्याः परिश्रिताः भवन्ति इति